मनुष्याः मानवः इति वदति चेत् मानवः एकः मानवः जीवितुं शक्नोति चेत् कथं तस्य सर्वेषां मध्ये अपि जीवितव्यं एकया एव जीवितं न शक्यते अथवा एकेन जीवितुं कष्टं समाजे तदा एकः अथावा कुटुम्बे बहु जनाः भवन्ति तदा मम शक्तिः नाम गुणात्मक अंशः मम पार्श्वगृहे वा अथवा अन्यान्यजनानां सम्पर्कः म मम अतिशीघ्रं भविष्यति जनान् मम कक्ष्ययां कक्ष्यायां बहुशीघ्रं स्वीकरोमि

तथा रक्षयामि अपि अनन्तरं परोपकारः इत्यादिकं मम बहु एतद् मम शक्तिं ददाति तद् गुणात्मक अंशः किन्तु मम दौर्बल्यं नाम समाजे एकरीति एव जनाः न मिलन्ति अन्यान्यजनाः मिलन्ति तेषां मध्ये अपि कदाचित् ते अपि अस्मा अस्माकं जनाः अस्माकं बन्धुबान्धवाः इति मत्वा तेषां समीपे कदाचित् कष्टं वा सुखं वा एव व्यवहारं कुर्मः तदा किञ्चित् क्लेशम् अनुभवामि अहं तथा न करणीयम् इति भासते